भारते अद्य बह्व्यः सम्मुखीक्रियमाणाः समस्याः वर्तन्ते जनसङ्ख्या एतत्तु सामान्यं मुख्यं मुख्या समस्या अस्ति अनन्तरं कृत्रिमबुद्धिमत्ता ए आय् इत्यस्य सार्वत्रिककरणम् अनन्तरं व्यवसाये उचितं मूल्यं न प्राप्नोति जनः व्यवसायम् अपि न लब् व्यवसायमपि न लभ्यते अनन्तरं शिक्षा शिक्षामद् शिक्षायाः शिक्षास्तरे अपि अवैधाचारः अवैधेचारः दृश्यते प्रदूषणसमस्या अस्ति सर्वत्र अवैधाचारः दृश्यते सर्वस्मिन् क्षेत्रे एव एतादृशाः अनेकाः समस्या इतोपि समाजे दृश्यन्ते

सर्वकारः तेषां निवारणार्थं प्रयत्नशीलः दृश्यते बहु प्रयत्नशीलः अस्ति नव् नवोपक्रमान् सः आनयति निश्चयेन समस्याः समस्यायाः निराकरणं भवेत् भविष्यति इति मन्ये अस्माकं सकारात्मकविचाराः प्रयत्नाः च आवश्यकाः तथा च सर्वकारः सर्वकारेण याः उपक्रमाः आच् चालिताः चालितवान् तस्मिन् श्रद्धायाः भा श्रद्धया तत्सर्वं कुर्वन्तु इति मन्ये धन्यवादाः